त्रयोविंशत्यधिकं द्विसहस्त्रं तमवर्षस्य जन्वरी मासस्य प्रथमदिनाङ्कः द्विविंशत्यधिकं द्वि अधिकं द्विसहस्त्रतमवर्षस्य मै मासस्य षष्टदिनाङ्कः एकविंशत्यधिकं द्विसहस्त्रतमवर्षस्य सितम्बर मासस्य अष्टमः दिनाङ्कः त्रयोमासाधिकं सहस्रतमवर्षस्य अक्टूबर मासस्य नवमदिनाङ्कः पञ्चदशाधिकं द्विसहस्रतमवर्षस्य जून् मासस्य षष्ठः दिनाङ्कः